वार्तामध्यमाः ग्राम्यक्षेत्रेषु पर्याप्तविषयान् कदापि न दर्शयन्ति एव केचन विषयाः माध्यमेषु न चर्च्य चर्च्यते इति अस्ति माध्यमेभ्य माध्यमजनाः आधिक्येन सर्वकारीयविषयं एवं राजकारीणाम् विषयमेव चर्चां कुर्वन्ति अहम् अहमहमिकरूपेण माध्यमाः तस्मिन् विषये चर्चां कुर्वन्ति न तु ग्रामीणजनानां समस्यानां विषये कदापि चर्चां न कुर्वन्ति कुर्वन्ति चेदपि कानिचन केचन घण्टा काश्चन घण्टाः एव कुर्वन्ति पूर्णरूपेण ते सर्वकारिणां सर्वकारिणां विषये एव चर्चां कुर्वन्ति ग्रामीणविषयजनानां विषये कदापि आस्थां न प्रदर्शयन्ति